अत्र विद्यालये प्रवेशे शुल्कग्रहणं तु प्रैवेट् संस्थासु भवति सर्वकारीयविद्यालयेषु फ्री अन्ड् कम्पल्सरि एजुकेषन् यत् एक्ट् टूथौसन्ड् नैन् नवाधिकद्विसहस्रतमे वर्षे यदागतं तदनुसारेण फ्री अन्ड् कम्पल्सरि एजुकेषन् निश्शुल्कानिवार्यशिक्षायाः व्यवस्था सर्वकारेण कृता तस्यां व्यवस्थायां शुल्कः देयः इति नास्ति अतः अहं चिन्तयामि बालानां प्रवेशार्थं शुल्कः नैव देयः इति यतः सर्वकारेण या योजना आनीता तस्याः योजनायाः अनुसारं अस्माभिः सर्वैरपि भारतीयैः शुक्लः नैव देयः अस्ति परन्तु प्रैवेट् विद्यालयेषु यदि अस्माभिः प्रवेशः कारयितुम् इष्यते तर्हि तत्र शुल्कः देयः भवति अतः अस्माभिः सर्वकारीयविद्यालयेषु अधिकतया कथञ्चित् बालानां प्रवेशः भवेत् तेषां प्रवेशे भारतीयसर्वकारस्य याः योजनाः सन्ति तासां योजनानां सफलीकरणाय प्रयत्नः विधेयः एवं तेषां योजनानां विषये अस्माकं ज्ञानमपि अस्माभिः सम्पादनीयम्